मम लेखने प्रेरकव्यक्तयः नाम मम पितृचरणाः एव ते एव आदर्शभूताः मां विद्यामपि पाठितवन्तः ते वेदवेदान्तेषु असाधारणपण्डिताः ते विशेषतः अद्वैतवेदान्तशास्त्रे ते राष्ट्रपति महोदयेनापि सम्मानिताः ते तादृशपरिसरे एव तेषाम् अधः एव अहमपि शिष्यः भूत्वा एवं प्रतिदिनं तेषां सेवां कृत्वा बहूनि लेखनानि अहं लिखितवान् अस्ति तत्र ते खण्डनखण्डखाद्यस्य व्याख्यानं कृतवन्तः विशेषतया बौ तत्र कल्पसूत्राणां व्याख्यानं कृतवन्तः तत्र कर्मकाण्डे बहुग्रन्थाः तैः विरचिताः अतः ते एव प्रेरकाः ममापि एत् एतेषां प्रेरणेनैव संस्कृतक्षेत्रं मया तत्र प्रविश्य किञ्चित् कार्यं कृतम्